मम लेखनक्रमः तु पूर्वं सम्यक्तया अस्माकं यत् प्रदत्तकार्यमस्ति अथ्वा यत् लेखनकार्यमस्ति तत्र पूर्वम् अस्माभिः सर्वेषां ध्यानं तत्र आकर्षयितुम् एतादृशम् एकं मुख्यलेखनं कर्तव्यं मुख्य टैटल् टैटल् इत्युक्ते मुक्यटैटल् तत्र पूर्वं लेखनीयम् अनन्तरं मुक्तलेखनं सम्यक् भवति यदा वयं मुक्तरूपेण श्रद्धया लिखामः चेत् तदानीं यत्किमपि वयम् अस्माकं भावाः सन्ति ते भावाः सम्यक्तया लेखितुं शक्नुमः अतः किं करणीयं लेखनसन्दर्भे तु प्रथमम् अस्माभिः कथावस्तु चेतव्यं तथा च अनन्तरं पात्राणि अपि वयं क्रमेण योजयामः अनन्तरं कति वारं लिखितं सामान्यतया इत्युक्ते अहं सामान्यतया तत् अल्प अक्षरेण एव लिखामि अल्पाक्षरेण वयं लिखामः चेत् तद् स्पष्टं भवति परन्तु तत्र अस्माकं या भाषा वर्तते या लिपिः वर्तते सा लिपिः वयं सम्यक्तया तत्र तस्य वर्णनं तस्य लेखनं कुर्मः चेत् तद् स्पष्टं भवति अतः लेखने तु अस्माभिः बहूनि बिन्दूनि सन्ति अतः तेषां वयं क्रमेण लेखनं कुर्मः चेत् सम्यक् भवति